समीपस्थेषु महाविद्यालयेषु पाठ्यक्रमाः इत्युक्ते बि ए बि काम् बि बि एम् आन्तरं बि सि ए इत्यादि लभ्यन्ते तत्र सर्वकारिय विद्यालये सह्याद्रि महाविद्यालये तत्र देशीय विद्यशाला महाविद्यालये सर्वं मिलति अनन्तरं आचार्य तुलसीमहाविद्यालये कामर्स् वाणिज्य पाठ्यक्रमाः तत्र मिलन्ति तथा इञ्जीनीङ्ग् कालेज् मध्ये जानाति एव सर्वे के के पाठ्यक्रमाः तत्र भवन्ति इति अनन्तरं अग्रे अध्ययनार्थं बहवः शिमोग्गामध्ये अस्ति एम् ए एम् काम् एम् बि ए इत्यादि सन्ति केचन जनाः अन्यत्र मैसूर् गच्छन्ति बेङ्ग्लूर् गच्छन्ति विदेशमपि गच्छन्ति मम पुत्रः एम् एस् कर्तुं विदेशङ्गतवान् एवं भवति तत्र पाठ्यक्रमाः अत्र न लभ्यन्ते तत्र मम विदेशं गच्छामः इति बहवः गच्छन्ति इदानीमपि गतमासे मत्तूरीयः एकः एम् एस् कर्तुं अमेरिका गतवान् राष्ट्रविद्यालयस्य एकः जर्मनी गतवान् अध्ययनं कर्तुं पाठ्यक्रमाः लभ्यन्ते किन्तु इतोपि उन्नतम् अध्ययनं कुर्मः इति ते विदेशमपि गच्छन्ति बेङ्गलूर् गच्छन्ति ऐ ऐ टि मुम्बै अपि गच्छन्ति एवं भवति